अस्माकं विश्वविद्यालये बहूनि क्रीडाः छात्राः क्रीडन्ति विश्वविद्यालये क्रीडास्पर्धा कृते कोपि प्रशिक्षकः नास्ति अथ प्रशिक्षणं सम्यक् न लभ्यते तर्हि अहं चिन्तितवान् यत् एकं गणनिर्माणं कृत्वा तस्मात् एकं नेता स्वीकृत्य क्रीडाजनेभ्यः क्रीडा जनेभ्यः उद्विग्नतानिवारणं करोमि इति मम चिन्तनम् अस्ति तद् एकं आनन्ददायः मार्गः अहं स्वीकृतवान् एतत् मार्गेण अहं क्रीडाजनेभ्यः उन् उद्विग्नतानिवारणम् आनन्ददायकं मार्गेण करोमि इति